अहं मोबैल् यन्त्रे न्यूस् पठितुम् न इच्छामि वाहिन्यामपि यद्वर्तते तस्य अनुसरणमपि न करोमि न करोमि साधारणतया न्यूस् पठनं मम कृते इच्छामं न वर्धयति अतः मोबैल् यन्त्रे न्यूस् पठनं किञ्चित् कष्टकरं भवति पुनश्च तस्य अनुसरणमपि कष्टकरं भवति अतः मोबैल् मद् मोबैल् यन्त्रे पठनं न भवति